भारते आरोग्यव्यवस्था तावत् त्रिगुणा त्रिगुणात्मिका वर्तते तत्र हिमालये हिमालयप्रदेशेषु शैत्यकाले शैत्यम् अधिकं मध्यभारतम् अनन्तरं महाराष्ट्रे इत्यादिप्रदेशेषु घर्मः अधिकः केरला तमिल्नाडु इत्यादिप्रदेशेषु वृष्टिः भवति केरलाप्रदेशेषु वृक्षाः अधिकाः भवन्ति हिमालये हिमालयप्रदेशेषु हिमः अधिकः भवति अनन्तरं मध्यभारते तावत् घर्मः अधिकः दृश्यते अतः त्रिषु त्रिषु अपि प्रदेशेषु भिन्नभिन्नाः आरोग्यव्यवस्थाः भिन्नभिन्नाः च आरोग्यं लक्षणानि च द्रष्टुं शक्यन्ते तत्र तावत् मुख्यतया वृक्षस्य कर्तनं तेन आम्लजनकानाम् आम्लजनकस्य लाभाः नास्ति अनन्तरम् ओज़ोन् पदे तावत् छिद्राणि जायमानानि इत्यतः नूतनाः नवीनाः रोगाः उत्पद्यमानाः सन्ति तेषु रोगेषु तेषां कथं निवारणम् इत्यादि अज्ञानात् तत्र तेषां निवारणे क्लेशः जायते अतः वृक्षच्छेदनं न भवेत् अनन्तरं वृक्षाणां परिपालनं च सम्यक् भवेत् प्रदेशः प्रति अनुसारेण आहाराश्च सेवनीयाः तत्र बहिस्तनाः आहाराः न सेव्याः गृहे उत्पाद्यमानाः शाखाः फलानि च सेव्यानि तेन आरोग्यञ्च सम्यक् तिष्ठति